कृषिविषये दृष्टमित्युक्ते सः दोषरूपेणेव दृष्टमिति मन्ये यतः भगवत् सृष्टौ ये पदार्थाः तावत् सृष्टाः सन्ति तेषां सर्वेषां बीजमपि स्वेषां सृष्ट्या सः दत्तम् अस्ति किन्तु आधुनिक स्टें परिवर्तनेन तेषां बीजानि तावत् नष्टानि सन्ति यदि आपणं गत्वा द्राक्षाफलाणि क्रीणामश्चेत् हरितवर्णरूपेण काचन द्राक्षाः उपलभ्यन्ते तासां द्राक्षाणाम्मध्ये तावत् बीजं नैव दृश्यते एतदेव विषयम् इति मन्ये एतदेव व्यत्यसन इति मन्ये अहम्